यत्किमपि कार्यस्य समापने अन्तिमदिनमपि अतीत्यापि कर्तव्यम् आपतितं वा इति प्रश्नः तत्र किमपि भवति चेत् इदानीम् अहम् अध्यापकः आसं तत्र प्रश्नपत्रिका सज्जीकर्तुम् एवम् आज्ञप्ताः परन्तु परीक्षा आगता आगता आगता अन्तिमदिनाङ्कः आगच्छति आगच्छति आगच्छति इति यथा भवति तदानीमेव अस्माकं स्फूर्तिः भवति यदि पञ्चदशददिनानि वा सन्ति इति चेत् तत्र वयम् अस्माकं स्फूर्तिः न भवष् न भविष्यति तस्मात् न भवति तस्मात् अन्तिमदिनं यदा आगच्छति तदानीमेव सर्वेषां स्फूर्तिः भवति तदानीं शीघ्रतया मनः एकाग्रता भवति सर्वमपि सिद्धं भवति तस्मात् अन्तिमदिनसमीपे एव कार्यं सुगमं भवति इति मम अभिप्रायः